आ हलो किं कुर्वन्ति तत्र भवत् भवति अत्रैव अस्ति भवत्याः गृहे एव किं तत् कुर्वन्ति न श्रूयते एव अत्र शब्दं शब्दः तत् चेत् उम्म् अन्य सम्भाषणं न श्रूयते किं कुर्वन्ति तत्र अनन्तरम् पाककार्यं तत् शब्दम् अधिकं भवति किल मिक्सि ग्रैण्डर् किमपि किमपि शब्दम् आगच्छति अस्माकं मम इदानीम् अहम् एकं न्यूस् स्थापितवान् तन्मध्ये न्यूस् श्रोतुमेव न शक्यते कीदृश कीदृशी तत् हा तद् पश्यति तद् किम् कर् कर्तुं शक्यते तत् मार्गे कोपि गच्छति चेत् तद् पश्यति तावदेव तद् हा एकवार् एकवारं चेत् तद् किञ्चित् दूरे किञ्चित् दूरे स्थापयतु तद् अत्र अस्माकं गृहसमीपं स्थापयित्वा किमर्थं करोति आ कर्तुं शक्यते तत् द् द्वारं सर्वं पिहित्वा अन्तः करणीयम् आ किमर्त् किमर्थम्

तद् न न वयं न त्यक् त्यक्तवन्तः शुनकम् कथमागच्छति तत्र तूष्णीं तूष्णीम् तूष्णीम् असत्यं तूष्णीम् असत्यं न वदतु किम् एतत् आरोपम् आ आ किम् तद् तद् सर्वम् अस् अस्माकम् एतद् त तद् तत् एतत् तत् तत्सत्यम् किन्तु शब्दमालिन्या न करणीयम् तद् सम्भाषणं सर्वं कर्तुं शक्यते किमर्थम् आ आ बहु पाकं करोति वा इति किं तत् तावत् समयं पाकम् आ आ अस्तु हा कल कलहं न किन्तु मम इदानीं न्यूस् श्रोतव्यं तदर्थम् तद् किञ्चित् अनन्तरं करोति वा इति अनन्तरं करोतु किञ्चित् किञ्चित् अनन्तरं करोतु हा तद् ए एकवारमेव ग्रैण्डर् शब्दम् अनन्तरं भवत्याः मिक्सर् अनन्तरं किं तत् प्रेशर् प्रेशर् कुक्कर् प्रेशर् कुक्कर् शब्दमपि बहू तत्र किमर्थं बहू वारं हा मम गृहे तावत् तावत् नास्ति एव तद् मम गृहस्य पाकशाला तद् किञ्चित् दूरम् अस्ति खिल तदर्थं भव् भवतः गृहपर्यन्तं नागच्छति एव तत् शब्दमेव नागच्छति ह्म् अस्तु कलहमिति न कलहमिति न पाकं बहु करोति चेत् वयमपि आगच्छामः अनन्तरम् भोजनार्थम् आ अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु